आम् अहं बहु उत्तमं तत् वक्तुं शक्नोमि किन्तु अहं सम्यग्रूपेण छायाचित्रं निष्कासयामि छायाचित्रम् अहं कर्तुं शक्नोमि अहम् एका भविष्यकाले एका उत्तमा छायाचित्रकारिणी भवितुं शक्नोमि एतत् कौशलं मम शिक्षकेन सह अहं पठितवती एतत् कौशलं मम पितुः अहं लघुबालिका आसं तत् समये मम पिता मम पिता मम छायाचित्रं त्र कर्तुं पाठितवान् पाठितवन्तः मम मातापितरौ मां पाठितवन्तौ सः मम प्रेरकः अस्ति भविष्यकाले अहम् उत्तमछायाचित्रकारिणी कारः कारः छायाचित्रकारिणी भवितुम् इच्छामि त्रिवारं डेबिट् कृतस्य